आम् मनोसोल्लासार्थं मम प्रदेशे बहवाः व्यवस्थाः अस्ति यथा चलचित्रमन्दिरेषु पुरिमण्डलतः जगन्नाथमन्दिरम् जास्पुरमण्डलतः बिरजामन्दिरं जगस्यम्पुरमण्डलतः गोरखनाथमन्दिरम् अस्माकं प्रदेशः मन्दिरमालिनी नगरं वर्तते विभिन्नमण्डले विभिन्नानि दरिदृश्यते तेषु पुरितः जगन्नाथमन्दिरं कोणार्कमन्दिरम् एव जास्पुरतः बिरजामन्दिरं जगस्यम्पुरतः सरलपीठम् आदि अन्यतमः वर्तते उद्यानानि नामानि यथा एकाम्रकानन बटानिकल उद्यानं कटकमध्ये अवस्थितः अस्ति पुरीमण्डलस्य सतपड उद्यानं जगन्नाथवल्लभः उद्यानम् चिल्लिका उद्यानम् इत्यादि सन्ति कटकबारावाटी बारावाटी बृहत् क्रीडाप्राङ्गणम् अस्ति कोणार्कमन्दिरे शुल्कं दातव्यम् निःशुल्कस्थानं नाम जगन्नाथमन्दिरम्